हा नमो नमः कियत्कालानन्तरं स्वरः श्रूयते कथमस्ति भवति हा अस्तु हा हा हा न वा इति न सम्यक् स्मरामि परं यदि भवती अद्य स्मरति नाम काचन समस्या वर्तते नेत्रविषयिकी हा सत्यं सत्यं हा तर्हि वदतु

न न तथा नास्ति परं वदतु किमिच्छति भवती हा आवश्यकं सत्यं सत्यं हा तर्हि भवत्याः अतिप्राचीनमभवत् सम्यक् अभवत् त्रुटितम् इति इदानीं नूतनं स्वीकरोतु कथमिच्छति भवती आयताकारं वा कथं वा विवृतं

सत्यं सत्यं

परम् आबन्धस्य शोभा अपि अधिका अस्ति आबन्धः एव शोभावर्धकः तर्हि सः अपि समीचीनः भवतु आं हा आं स सत्यं हा तथापि आवरणस्यापि महत्त्वं न न्यूनं

तर्हि न भवती आं स सन्ति बहवः प्रकाराः भवती यथासमयम् आगच्छतु स्वेच्छया स्वीकरोतु परं वदामि आगच्छतु